अहं तरणं तु तं ग्रामे एव अतः अधीतवान् अधीतवान् अस्ति अस्मि अधीतवानस्मि मम मातुलः एव पाठ आसीत् प्रथमवारन्ते एव स्वीकृत्य स्विम्मिङ्ग् इति तरणम् इत्यादीं सर्वं कारितवान् तदनन्तरम् अहम् एकाकी किञ्चित् किञ्चित् तद् अधीतं कृत्वा इदानीं तु सम्यक्तया तद् प्रचलति किन्तु प्रथमं प्रथमेतु किञ्चित् कष्टम् एव आसीद् किन्तु इदानीं तु किञ्चित् ईज़ि अस्ति